हरिः ओम् महोदय नमस्ते इदं शिरसि प्रदेशस्य सुप्रिया इण्टर्नेश्नल् उपहार म होटेल् अस्ति वा तत्र अहम् अत्रैव सुप्रिया इण्टर्नेश्नल् होटेल् मध्ये एकस्मिन् प्रकोष्ठे अहं सद्यः निवसामि तत्र अहं बहु बुभुक्षिता अस्मि अतः कृपया तत्र दोसा स्थालिकाद्वयं तथा अपूपम् अपूपस्थालिकाद्वयं तथा रैस् ऐटं किमपि अस्ति चेत् तदपि स्थालिकाद्वयं कृपया मम प्रकोष्ठं प्रति प्रेषयन्तु मम प्रकोष्ठसङ्ख्या वर्तते द्व्यधिकद्विशतं तत्र यदा आगमिष्यन्ति कृपया कालिङ्ग् बेल् कृत्वा मां सूचयन्तु अहं झटिति आगत्य तम् आहारम् अहम् उपहारम् अहं स्वीकरिष्यामि मया एतावत् सर्वं आर्डर् कृतमस्ति अतः किञ्चित् धनं न्यूनं कृत्वा बिल् सिद्धतां कुर्वन्ति वा इदं मम निवेदनमस्ति कृपया डिस्कौण्ट् प्रयच्छन्तु महोदय धन्यवादाः